मम नृत्यसम्बन्धितं बहु बहु बहवः रुचिः अस्ति अहं यूटूब् चानल् टि वि शो पश्यामि तत्र नृत्यसम्बन्धः प्रसिद्धः कार्यक्रमाः प्रचलन्ति अहं तत् पश्यामि यूटूब् मध्ये बहवः भरतनाट्यं कथक् इतोपि लौणी एतत् सम्बन्धेन बहवः चेनल् प्रचलति टी वी मध्ये शोस् अपि प्रचलति अहं तत् पश्यामि वयं महाराष्ट्रराज्यस्य पारम्परिकनृत्यं लावणी इति अस्ति अहं या तत् नृत्यं बहु उत्तमप्रकारेण नृत्यं नर्तितुं शक्नोमि अस्माकं देशे बहवः राज्यानि सन्ति तत्र बहवः प्र प्रत्येकराज्यस्य एकं एक्ं पारम्परिकनृत्यम् अथवा राज्यनृत्यमस्ति वयं अस्माकं महाराष्ट्रस्य राज्यस्य लाव्णी इति पारम्परिकराज्यनृत्यम् अस्ति